सामान्यतः मया स्वक्षेत्रे सर्वेपि नेतारः ज्ञायन्ते तेषां कार्यसूचनाः समीचीनाः सन्ति यथा प्रत्येकं जनं प्रति प्रत्येकं ग्रामं प्रति यथा मार्गाः निर्दिष्टाः भवन्तु समीचीनमार्गः स्यात् भवतु तेषु तेषु ग्रामेषु यत्र यत्र प्राथमिक उपचारकेन्द्राणि सन्ति तेषां समीकरणं दृ दृष्ट्या वा इत्यादिरूपेण कार्यं कार्यं कृत्वा सामान्यजनानाम् अपि लाभः जातः अस्ति तैस्सह अहमपि लाभान्वितः जातः अस्मि